प्रथमवारं यदा पाकः कर्तव्यः अभवत् तदा अहम् किञ्चित् क्लेशम् अनुभवः अनु अनूब् अन्वभवत् किन्तु तत् अपि परिचितान् पृष्ट्वा अहं कृतवती तस्मिन् समये यूट्यूब् नास्ति अतः अहम् परिचितान् पृष्ट्वा अहं तत् कृतवती तस्मिन् समये अहं तत् पाककृत्यां लवणम् एवं तिक्तं तस्य प्रमाणमहं सम्यक् न पूरितवती अतः पदार्थस्य लवणम् अधिकं तिक्तः तिक्तः कं न्यूनम् एतादृशी अभवत् एवम् तत्र गोधूमचूर्णं चणकचूर्णम् अत्र तत्र किञ्चित् पतितम् एवम् परन्तु तर्हि यत् पदार्थम् अभवत् तत् पदार्थं मया कृतवान् कृतवती तत् पदार्थः बहु सम्यक् नास्ति किन्तु गृहजनाः तद् बहु सम्यक् बहु सम्यक् कृत्वा खादितवन्तः किन्तु तस्य कृत्याय यत् पूर्णं द् भवति तस्य आनन्दम् अहं बहु अनुभवामि